गत सप्ताहे अहम् आपणं गतवती आसम् कङ्कणानाम् आपणम् आसीत् तत् तत्स्मिन् आपणे अहं बहु सुन्दराणि कङ्कणानि क्रीतवती तानि कङ्कणानि दृष्ट्वा एव मम मनः अत्यन्तं सन्तुष्टः अभवत् तानि कङ्कणानि धृत्वा अपि मम हस्तः अपि सुन्दरः सुन्दरः प्रतीयते सर्वे अपि जनाः अवदन् यत् एतत् कङ्कणं भवति कुतः क्रीतवती कस्मात् आपणात् क्रीतवती कियत् मूल्यं तस्य कङ्कणस्य इति बहूनि प्र बहून् प्रश्नान् ते अपृच्छन् नाम तस् तत् कङ्कणं तावत् सुन्दरम् अस्ति सर्वेषां मनांसि अपि तत् कङ्कणम् अहरत्